किं भोः भवान् किं दत्तवान् मां एतद् ड्रील् मशीन् सम्यक् कार्यमेव न करोति तस्य हाण्डलपि न सम्यक् नास्ति स्लिप् भवति अनन्तरं तस्य पिञ्जः अपि सम्यक् नास्ति सम्यक् कार्यं न करोति एतादृशं ड्रील् ड्रील् मशीन् अहं न इच्छामि मम कृते नूतनमेव ड्रील् मशीन् ददातु सम्यक् यत् अस्ति तदेव ददातु एतद् मास्तु अहं बहु असन्तुष्टः अस्मि मास्तु एतद् स्वीकरोतु